ह्यः अहं पुत्रस्य कृते स्कूल् बेग् क्रीतवती तद् बहु स् समीचीनं नास्त्येव सः न इच्छति तद् अन्तेव वृ इदानीं वृष्टिकाल वृष्टिकालं किल तद् जलमपि अन्ते बहु जलं गच्छति सः न इच्छामीति उक्तवान् अहमपि भवान् स्वीकरोति इति वदामि अन्य नु एतद् पुरातनं वा इति मम चिन्तनमस्ति कृपया अन्य स्कूल् बेग् ददातु